भारतदेशस्य परम्परा बहु पुरातना अस्ति देशस्य स्वतन्त्रसङ्ग्रामे बहवः जनाः स्वस्य स्वस्य प्राणत्यागं कृतवन्तः अतः वयं सर्वे सुखेन जीवनं यापयन्तः स्मः एतादृश देशे मम जन्म अभवत् इति गर्वेण वक्तुम् इच्छामि देशार्थं बहवः प्राणत्यागं कृतवन्तः उदाहरणार्थं बगत्सिङ्गः सः स्वतन्त्रसङ्ग्रामे प्रमुखस्थानं स्वीकृतवान् स् सः सप्टेम्बर् ट्वेन्टिसवेन् नैन्टीन् नाट् सवेन् दिनाङ्के जन्म प्राप्तवान् सः नैन्टीन् तर्टी वन् मार्च् ट्वेन्टि थर्ड् दिनाङ्के वीरगतिं प्राप्तवान् सर्दार् वल्लभाय् पटेल् महोदयः भारतस्वतन्त्रसङ्ग्रामे प्रमुखस्थानं स्वीकृतवान् सः अधिवक्ता आसीत् सः स्वतन्त्रभारतस्य प्रथम उपप्रदानमन्त्रीस्थानं स्वीकृतवान् लाल् बहदूर् शास्त्री महोदयः महोदयाः अपि स्व भारतस्वतन्त्रसङ्ग्रामे प्रमुखं स्थानं स्वीकृतवान् सः भारतदेशस्य द्वितीयः प्रधानमन्त्री आसीत्